मम नाम कुमारः अहम् अध्यापकोऽस्मि मम वृत्तिः अध्यापनम् मम वृर्त्तियत् या वर्तते सा तु अत्यन्त प्रसंशनीया एवं गौरवपदस्थाने वर्तते यतोहि अध्यापनम् अध्यापनम् इति यः विषयः वर्तते स च विषयः अत्यन्त प्रधानः वर्तते एवं मुख्यं च वर्तते यतोहि अध्यापनार्थम् अहं प्रतिदिनं यद् मया अधीतं तद् अहं पठामि तत् पठित्वा छात्राणां कृते पाठयामि द्वितीयं किं अस्ति यद् मया पूर्वं नाधीतं किन्तु पाठ्यक्रमे नूतनांशानां संयोजनं कृतं तर्हि तेषाम् अध्यापनार्थं पुनः मया नूतनविषयाणां विषये अपि तत्र पठनं चर्चाविश्लेषणादिकं कृत्वा नूतनज्ञानस्य अपि च समुपार्जनं क्रियते अतः अध्यापनं यद्वर्तते कार्यं तत् महत्वपूर्णम् अस्ति आनन्ददायकं च वर्तते नूतणानां नाम अध्यापकः नित्य विद्यार्थी भवति सः प्रतिदिनं यं कमपि नूतनं अंशमधिकृत्य यं कमपि नूतनतत्वं च अधिकृत्य पठित्वा विज्ञाय ततः परं छात्राणां कृते बोधयति अतः अध्यापनं यद्वर्तते तत भक्तिपूर्णम् एवं सामर्थ्यसम्पादनार्थं विद्यमानम् उत्तमं साधनम् इति चिन्तयामि अहं धन्यवादाः